मया अद्वैतवेदान्तशास्त्रम् अधीतं नाम शाङ्करवेदान्तम् अधीतमस्ति स्वर्णवल्ली शिरसिनगरे स्वर्णवल्लीग्रामे एकं गुरुकुलम् अस्ति राजराजेश्वरीविद्यासंस्था अथवा राजराजेश्वरीमहापाठशाला इति तस्याः संस्थायाः नाम तस्मिन् विद्यालये अहम् अपठम् तत्र मम गुरवः विद्वान् डाक्टर् शङ्करभट्टमहोदयः आसीत् शङ्करभट्टबालिय्गद्देमहोदयः आसीत् सः वेदान्तविषयेषु भगवद्गीता वेदान्तपरिभाषा एवं ब्रह्मसूत्राणि उपनिषदः अपि सम्यक्तया पाठितवन्तः एवञ्च तस्मिन् समये स्वर्णवल्लीमठे वासः कृतः इति कारणतया तत्रत्यः महास्वामिनः शङ्कराचार्यः श्रीश्रीमद्गङ्गाधरेन्द्रसरस्वतीस्वामिनः अपि मह्यं वेदान्तशास्त्रस्य पाठं कृतवन्तः स्वामिनां समीपे अहं विशेषतः ब्रह्मसूत्राणि एवम् उपनिषदः भाष्याणि अहम् अधीतवान् सम्पूर्णस्य ग्रन्थस्य अध्ययनं केवलं ग्रन्थभागस्य अथवा विषय अवलम्बी रचितपाठानाम् अध्ययनं न आसीत् साम्प्रदायिकरूपेण कर्णाटके यथा शास्त्राध्ययनं प्रचलति तथारूपेण शास्त्राध्ययनम् आसीत् सार्धं शास्त्राणां प्रधानशास्त्राणाम् अध्ययनेन साकं व्याकरणे सिद्धान्तकौमुदीग्रन्थस्य केचन भागाः एवं तर्कशास्त्रे न्यायमुक्तावलीग्रन्थस्य दिनकरीभागस्य अध्ययनम् एवं कर्णाटकीयभाषाशास्त्र संस्कृते भाषाशास्त्रं किन्तु तत् कर्णाटकभाषायाम् आसीत् एवं अध्ययनं लेखनञ्च तथा सर्वदर्शनसंग्रहं दर्शनानां विषये पाठः आसीत् एवं मम शास्त्राध्ययनं साम्प्रदायिकरीत्या यथा करणीयम् इति अस्माकं प्राचीनैः विद्वद्भिः चिन्तितं तथैव मम शास्त्राभ्यासः आसीत् इति वक्तुम् महं महत् हर्षम् अनुभवामि